अहम् आदुन आधुनिकसङ्गीतमेव गातुमिच्छामि यतः शास्त्रीयसङ्गीतं न जानामि यदा मम पुत्रौ सङ्गीताध्ययनं गच्छन् गच्छतः तदा कश्चित् श्रवणसंस्कारः जातः तावदेव परन्तु शास्त्रीयसङ्गीतस्य सामान्यपरिचयः अस्ति भारतीयसाम्प्रदायिकसङ्गीतस्य प्रकारद्वयं वर्तते एकं कर्णाटकसङ्गीतं द्वितीयं हिन्दुस्थानिसङ्गीतम् कर्णाटकशास्त्रीयसङ्गीतं दक्षिणभारते विद्यमानः एकः प्रकारः उत्तरभारतस्य सङ्गीतप्रकारः हिन्दुस्तानीसङ्गीतम् इति प्रसिद्धमस्ति सामान्यतः कर्णाटकसङ्गीतं गयक वादक वाद्ययोः लघुसमाहारेण समुत्पद्यन्ते यस्मिन् एकः मुख्यसङ्गीतकारः एकं स्वरवाद्यम् एकं ताळवाद्यं तथा एका श्रुतिवाद्यं तम्बूरा च भवन्ति आधुनिकादिनेषु सामान्यतः तम्बूरायाः स्थाने विद्युत् श्रुतिपेटिका उपयुज्यते एतावदेव जानामि